मम इष्टतमं साहित्यिकं पात्रं नाम दुष्यन्तः एवं दुष्यन्तशकुन्तला इति नाटकं कालिदासेन विरचितं तत्र विशेषेण दुष्यन्तस्य पात्रम् अत्यन्तम् इष्टतमं वर्तते किमर्थमित्युक्ते तत्र सः तादृशराजा भवति ये केपि तत्र ये शत्रवः सन्ति ते तत्र य् योद्धुमेव नागच्छन्ति तादृशराजा भवति अतः एवं तत्र शकुन्तलायाः एकदा सः दुष्यन्तः कण्वमहर्षिगृहं प्रति गच् आश्रमं प्रति गच्छति तत्र सः शकुन्तलां दृष्ट्वा प्रीणाति तस्याः सौन्दर्यं दृष्ट्वा सः चकितः भवति तदानीं सः तं तां दृष्ट्वा सः चकिता भवति एवमेव सः तत्र कालिदासः विशेषेण दुष्यन्तस्य चारित्र्यम् एवं शकुन्तलायाः अपि च चारित्र्यं अत्यन्तम् अद्भुततया अद्भुततया निरूपितं वर्तते तस्मात् कारणात् सः तत्पात्रं मम आसक्तिकरं इति चिन्तयामि